अहं पात्रप्रक्षालनार्थं पूर्वम् अहं जले योजयामि जलं स्थापयित्वा अनन्तरं तत्र फेनकचूर्णं योजयित्वा तत्र कूर्चेन कूर्चेन नारियल् नारिकेलस्य पुच्च्छम् इति यद्भवति तेन अहं मार्जनं कृत्वा तत् पात्रस्य शोधनं करोमि अनन्तरं तत्र ततः जलं स्थापयित्वा तस्य शुद्धीकरणं कृत्वा एतत् किं स्थापयामि अनन्तरं तस्य पुनरुपयोगं कर्तुं